यस्य वा सङ्गीतं न रोचते सङ्गीतस्य सेवकाः एव अधीनाः एव सर्वेऽपि स्मः तत् शास्त्रीयं वा भवतु जनपदं वा भवतु अथवा यद् नाटकेषु आगच्छति तत् सङ्गीतं वा भवतु किन्तु सर्वत्र स सर्वमपि सङ्गीतमयमेव वर्तते अतः सङ्गीतम् अस् अस्मद् प्रदेशे शास्त्रीयसङ्गीतमपि अस्ति जनपदसङ्गीतमपि वर्तते सङ्गीतम् अत्यन्तं माधुर्येन भजते सङ्गीतम्